अहं विशेषेण सांस्कृतिककार्यक्रमेषु गायनं कर्तुम् इच्छामि यत्र च ज्येष्ठाः विद्वांसः उपस्थिताः भवन्ति तादृशेषु कार्यक्रमेषु अहं गायनं कर्तुम् इच्छामि एवमेव शालास्वपि बालानां मनोविकासार्थम् अपि गायनं कर्तुम् इच्छामि तद्वारा बालाः उत्साहिनः सन्ति स्वजीवनेपि सङ्गीताभ्यासं कुर्युः इति मम इच्छापि तत्र भवति एवमेव धार्मिक क्रियाकलापासु अपि अहम् गायनं कर्तुम् इच्छामि होमहवनादिषु तद्वदेव यत्र च मठमन्दिराणि वर्तन्ते तत्र नित्यमपि अहं विशिष्टः उत्सवेषु अहं गायनं करोमि एवमेव रथोत्सवादि विशिष्ट जात्रा उत्सवेष्वपि अहं गानं तत्र वक्तुम् इच्छामि एवमेव यत्र यत्र माम् आह्वयन्ति तत्र यदि समयावकाशः प्राप्यते अहं गायनं करोमि कृतवान् च अस्मि इति वक्तुम् इच्छामि अधुना आन्लैन् माध्यमेन अपि नित्यं क्लब्हौस्द्वारा गायनं करोमि तत्र च शताधिकाः जनाः शृण्वन्ति उत्तमं प्रोत्साहनमपि प्रयच्छन्ति एवमेव यत्र आपणानि वर्तन्ते तत्र सर्वत्रापि अहं स्वकीयं गानं तत्र रेकार्ड् रूपेण दत्वा प्रेषितवान् च अस्मि एवं रूपेण अहं सर्वत्रापि गानं कर्तुम् इच्छामि